जबल्पुरनगरं गतवती तत्र गत्वा ऊबर् इति आहूत् आहूतवती उबर्यानम् आगत्वा आगतः अनन्तरं सः चालकः उक्तवान् पूर्वं तु यदा यदा आहूतवती तत्र तु शतं रूप्यकाणि इति दर्शितवान् किन्तु सः तु अधिकम् इच्छति एव द्विशतम् इति ददातु इति उक्तवान् सः तस्मात् कृते अहं किञ्चित् उबेर् मद् उबर्मध्ये किञ्चित् इति वदामः कम्प्लेण्ट् करोमि तत्र एषः चालकः सम्यक् नास्ति यत्र तत्र कुत्रापि गच्छति तत्र अधिकं धनं स्वीकरोति तर्हि तस्मात् तस्मात् तस्य कृते किमपि व्यवस्था करोतु चालकः सम्यक् नास्ति चेत् विश्वासः अपि न भवति अन्यनगरे अपि गन्तुं न शक्नुमः